मम कृते गृहपशवः रोचन्ते तत्र बिडाल श्वान गवा अपि रोचन्ते गवा किमर्थं रोचन्ते नाम अस्माकं तेषां सेवा यदि क्रियते अस्माकं आरोग्यं समीचीनतया भवति गोमयेन वयं बहूनि वस्तूनि कर्तुं शक्नुमः तस्मिन् बहु शक्तिवर्धकं वर्तते तत् तेन वयं फेनादिकं कर्तुं वयं शक्नुमः सस्यानां रक्षणं अपि ते कर्तुं शक्नुमः देवः इत्यपि वक्तुम् शक्यते श्वान तु ये केऽपि गृह वयं रात्रौ यदि निद्रं कुर्मः ये केऽपि गृहं प्रति आगच्छन्ति चेत् सः शब्दं करोति तेन वयं ज्ञातुं शक्नुमः अतः अहं श्वानमपि इच्छामि बिडालं किञ्चित् न इच्छामि कुतः नाम सः तस्मै किमपि वदामश्चेत् एकैक वारं न ज्ञायते तत्र न गच्छतु इति यद्वदामश्चेत् गन्तुम् बहु अवस गन्तुं बहु आरम्भं करोति न गच्छ्तु इति आकर्षयामश्चेदपि पुनः तत्रैव गच्छति अतः एकैकवारं न इष्यते